कुत्रचित् विद्युत् प्रवाहः समीचीनः भवति क्वचित् च पुनः पुन विद्युत् प्रवाहस्य विच्छेदः भवति अतः अहं अधिकारिणं सूचयामि यदि एषा या समस्या वर्तते सा समस्या दूरीकरणीया अधिकारिणा च उक्तं यत् कस्मिँश्चित् क्षेत्रे विद्युत् प्रवाहस्य कृते यद् धनं निर्धारितं वर्तते तद् धनं समयेन सर्वकारस्य पार्श्वे दीयते किन्तु कुत्रचित् क्षेत्रे न दीयते एतेन कुत्रचित् क्षेत्रे प्रवाहस्य मध्ये विच्छेदः भवति किञ्च इदानीं झञ्झावातः समायातः अस्ति तत् कारणात् बहुत्र विद्युत् प्र प्रवाहः विच्छिन्नः भवति एतस्य विद्युत् प्रवाहस्य शोधनं झटित्येव भविष्यति इति अहम् अधिकारिणा सूचितः यदि विद्युत् प्रवाहः सम्यक् भविष्यति तदा विघ्नः न भविष्यति शरीरे अस्मिन् ग्रीष्मर्तौ प्रस्वेदानां सरितः या प्रवहन्ति ताः न प्रवक्षन्ति इति